हरिः ओम् नमस्ते महोदय कः आमेवम् एवं एवं एवं एवं

एवं वा अस्तु परश्वः दिनं सम्यक् अस्ति तद्दिने वयं कुर्मः पुनश्च परश्वः सम्यकस्ति एवं पुनश्च स सामग्र्यः बहु अपेक्षन्ते द्वादशसमसहस्र रूप्यकमपेक्षन्ते अस्तु वा द्वादशसहस्रं पुनश्च आम् एवमेवम् एवमेवमेवम् आनयन्तु काष्ठानि अपेक्षन्ते यथावत् वा पनस फ पनसवृक्षस्य काष्ठानि अपेक्षन्ते पुनश्च बृहत् नास्ति क लघुभूतमेव तावत् समये तावत् पु पूजा तु होमन्तु तावत् न न तावन्नास्ति ईशदेव वर्तते न ब बहु बृहत् न भवति तस्मत् घण्टाद्वये वा घण्टा त्रये पूजा समाप्यते तदर्थं तदर्थं एवमेवमपेक्षते काष्ठानि अपेक्षते एकं पुनश्च घृतम् अपेक्षते गृह घृतं तु एक एक के जि नाम अपेक्षते यावत् अपेक्षते परिमितं पर्याप्तम् एवं पुनश्च त तावत् गन् गन्ध गन्धपुष्पादिकं तु भवन्तः जानन्ति एव किल गन्धपुष्प एवम् पुनश्च कलशद्वयमपेक्षते नारिक् दशनारिकेळफ़लानि दशनारिकेळफ़लानि पुनश्च वस् वस्त्रादिकं यदि ब्राह्मणादि ब्राह्मणादि ब्राह्मणेभ्यः दीयते चेत् तदपि आनयन्तु वस्त्राणि नाम इदानिमस्माकं कति नाम पञ्च पञ्चपर्याप्तं भवति एवम् इतोपि किमपेक्षते इत्युक्ते भवतां श्रद्धा अत्य अति अति मुख्या भवति तत्र आम् पुनश्च भोजनादिकं क्रियन्ते एवं तर्हि अहमेव आनयामि वा जनाः ये पाकं कर्तुं इच्छन्ति पाचकान् तर्हि किं किं भोजनार्तं ते ते ब भवन्तः कति जनास्सन्ति भोजनार्थं तद्दिने

ओ एवं वा एवं वा तर्हि किं किं भोजनार्तं किं किं अपेक्षते नाम भोज्यवस्तु

आम् मधुरं किमपि एवं सामान्यभोजनं तर्हि तदर्थम् एवं वा एवम् इदानीं तत्र पायसं कर्तुं श्क्यते किल मधुरे शक्येते किल तर्हि किं कुर्मः तर्हि तदर्थं वयमेव सा सामग्रि सामग्रीणां चयनं तत् तदर्थं सर्वं वयमेव आनयामः अस्तु किल अस्तु अस्तु अस्तु महोदय तर्हि श्वः पश्यामः राम् राम् राम् राम्